अहं तु हिन्दूधर्मे उत्पन्नः मम धर्मः सर्वेभ्यः अपि सेवां कर्तुम् उपदिशति यत्र कष्टाः अनुभूयते यत्र कष्टम् अनुभूयते तत्र तेषाम् आनुकूल्यानुगुणम् उपदेशः सह सहायं कर्तुम् उपदिशति यस्य कृते अन्नं नास्ति तस्य कृते अन्नं दातव्यं यस्य कृते वस्त्रं नास्ति तस्य कृते वस्त्रं दातव्यम् अतः यस्य समीपे यन्नास्ति तद्दातव्यम् अर्हेभ्यः योगेभ्यः दानं भवेदिति मम धर्मः बोधयति एतादृशः समयः सन्दर्भः यदा मिलति तदा अहमपि सेवां करोमि ग्रामे वा देवालये वा गमनमार्गे वा यद् दृश्यते तदनुगुणं सहायं करोमि